केब् ड्रैवर् खलु अहं मेजेस्टिक् तः मल्लेश्वरं गन्तुमिच्छामि तत्र भवतां कार् यानं किमस्ति यतः वयं चतस्रः स्मः अस्माकम् उपाहारः न समाप्तः अतः क्वचित् मध्ये स्थगयित्वा नयन्ति चेत् उत्तमं

पुनः

पुनः ए सि वर्तते वा आम् ओ उत्तमम्

अस्ति यतः ततः गृहमेव गन्तव्यं तत्रापि भवन्तः एव आगच्छन्ति वा नूतनतया पुनः मया उबर् मध्ये मया पुनः कर्तव्यं वा न न तत्तू इदानीं तत्तु मेजेस्टिक् तः मल्लेश्वरपर्यन्तं केवलं कृतमस्ति

ए सि वर्तते खलु

पुनश्च सर्वतः अपि ए सि प्राप्यते खलु यतः इनोवा नाम बृहद्यानं स्यात् पृष्ठतः अपि समीचीनमेव ए सि प्राप्यते खलु सम्यक् सम्यक् यतः अस्माभिस्सह वृद्धाः अपि सन्ति इति कृत्वा मया ए सि विषये पृष्टं

सम्यक् धन्यवादाः अस्तु दिनाङ्कः न अद्यैव अस्तु अस्तु अस्तु अस्तु